चरणार्थम् उपयुक्तानि साधनानि कानि इति चेत् तत्र शिरस्त्राणम् उपनेत्रम् कूर्परकवचं हस्तकवचं कटिबन्धनपट्टिः जङ्घाकवचं पादत्राणं तत् सूचीयुक्तं भवेत् तथा रज्जुः जलकूपी जलं खाद्यद्रव्याणि छत्रं करवस्त्रं दिग्सूची पठगृहं छुरिका निम्बफलं गुडं लवणं कुट्टाणि दाडिमम् अग्निपेटिका कुटारं परशुः चषकं चमसं तथा उपयुक्तम् उपयुक्तं त्वं त्याज्यमानानि पत्राणि तथा वस्त्राणि अन्यानि वस्त्राणि इत्यादीनि अतीव आवश्यकानि मम समीपे तत्सर्वम् अपि नास्ति तत्र शिरस्त्राणम् उपनेत्रं हस्तकवचं तथा पादत्राणं रज्जुः जलकूपी जलं खाद्यद्रव्याणि छत्रं करवस्त्रं दिग्सूची तथा छुरिका निम्बफलं गुडं लवणं कुट्टाणि दाडणी अग्निपेटिका कुठारः परशुः चषकं चमसः इत्यादयः सन्ति तत् कुत्र क्रीणासि इति चेत् तत् पादत्राणं पादत्राणम् आपणे क्रीणामि अन्यत् उपनेत्रं नेत्रम् आपणे क्रीणामि कूपी कवचं कवचादिकं हस्तकवचं कूर्परकवचम् इत्यादीनि इत्यादीनि यत् तत्र वाहनम् आपणे तत् लभ्यते शोरूम् मध्ये लभ्यते खाद्यद्रव्याणि एतत् दिनिशी अङ्गडी मध्ये लभ्यते खाद्यद्रव्याणि आपणे लभ्यते छत्रम् इत्यादयः जन्रल् स्टोर् मध्ये सर्वत्र यत् लभ्यते तत्र आपणे तत्र आपणे लभ्यते निम्बफलम् इत्यादिकं तत्र व्यञ्जनं खाद्यव्यञ्जनम् आपणे शाखाव्यञ्जनं शाखाव्यञ्जनानि आपणे लभ्यते ताडणि कुट्टाणि इत्यादीनि इत्यादयः हार्डवेर् मध्ये लभ्यते कुठारम् इत्यादयः तत्र तत्र लभ्यन्ते अन्यत् सर्वाणि द्रव्याणि यत् ट्रक्किङ्ग् ट्रक्किङ्गार्थं तत्र चारणार्थं यः सङ्ग्रहालयः अस्ति तस्मिन् सङ्ग्रहालयं गत्वा तत्र क्रेतव्यानि